हरि ओम् महोदय कुत्र अस्ति इतोऽपि न आगतवान् अहं दशनिमिशतः प्रतीक्षमाणा अस्मि अत्र मम दूरवाण्यां भवान् प्रस्थितवान् इति दशनिमेशात् पूर्वं प्रस्थितवानिति दश निमेशेषु प्राप्नोति इति अत्र दर्शयति दूरवाणी किन्तु इतोऽपि भवान् न आगतवान् मम गम्यमाणं स्थळं बहु दूरे अस्ति भोः तत्र मम कार्यक्रमः अस्ति मया तत्र समये एव प्राप्तव्यम् अस्ति किन्तु भवान् इतोऽपि न आगतवान् कदा आगमिष्यति सामान्य कियत् समयः आवश्यकः शीघ्रम् आगच्छतु अत्रैव अस्मि शालासमीपे अहं प्रतीक्षमाणा अस्मि शीघ्रम् आगच्छतु भोः अस्तु वा